भारतीयवास्तुशास्त्रस्य ग्रन्थानि तु अहं न जानामि वास्तुशास्त्रस्य प्रयोगमस्ति आर्किटेक्चर् मध्ये कथं आलयः अथवा देवालयः अथवा कार्यालयः निर्माणं करणीयम् तदहं मन्ये अहं न जानामि तत् सत्यमस्ति वा नैव वास्तुशास्त्रस्य वास्तुशास्त्रं किं वदति किं दिशानाम् उत्तमानि सन्ति कुत्र कुत्र किं स्थापनीयं तत् क् करणात् किं भवति किं मङ्गलमस्ति किममङ्गलमस्ति तत् सर्वस्य ज्ञानं वास्तुशास्त्रम् अस् अस्मद्भ्यं ददाति भारतीयवास्तुशास्त्रम् एकं बहु प्राचीनम् अस्ति अन्येपि भा वास्तुशास्त्राणि सन्ति चैनामध्ये अपि एकमस्ति अथवा प्राचीनाः अमेरिका सदन् अमेरिका सिविलैज़ेशन्स् अस्ति मायन् सिविलैज़ेशन् अस्ति इजिप्शन् शिविलैज़ेशन् अस्ति तेषां मध्ये अपि किञ्चित् वास्तुशास्त्रस्य ज्ञानमस्ति अस्माकं भारतीयवास्तुशास्त्रमस्ति अस्ति वयं किं वदामः अस्माकं सर्वे शास्त्राणां दैविकं दैविक उद्भवः सन्ति अत्र तत्र सर्वत्र अपि आक्चुलि तत् शास्त्रस्य सर्जनं दैविकमेव अस्ति किं कुः कै देवता अस्ति सद् तद् देवता एतद् ज्ञानं एकः जीवाणुः ददत् तद् जीवः तद् शास्त्रस्य प्रचारम् अकरोत् तद् शास्त्रस्य विस्तारम् अकरोत् अस्माकं बहु प्राचीनः देवता अस्ति आर्किटेक्चर् मध्ये विश्वकर्मा अस्तु वास्तु वास्तुदेवता अपि अस्ति अस्माकं वास्तुदेवता अस्ति तद् वास्तुदेवता यथा भवति तत्र किमपि वास्तुक्लेशानि न सन्ति तदहं जानामि वास्तुशास्त्रविषये बहु ग्रन्थानि अपि सन्ति अहं न जानामि ज्योतिषशास्त्रमध्ये वास्तुशास्त्रमध्ये अपि बहु सामञ्जस्यम् अस्ति ज्योतिषशास्त्रन्तु वे एकंं वेदाङ्गम् अस्ति षड् वेदाङ्गानां मध्ये तथा वास्तुशास्त्रस्य अपि बहु प्रधानता अस्ति इति अहं मन्ये